हा वस्तुतः अहं वङ्गप्रदेशीयः अस्मि अतः वङ्गप्रदेशे कुत्र पर्यटनकेन्द्रम् अथवा पर्यटनं व्यवस्था वर्तते तदहं किञ्चित् जानामि तद् वदामि तत्र समुद्रतटे गन्तुं जनाः प्रवहन्ति तत्र दीघा इति एकं तत्र समुद्रस्य उपकलमस्ति तत्र जनः गच्छन्ति तत्र उन्नतं नाम उन्नतमा व्यवस्था अपि वर्तते एवञ्च तत्र जनाः वस्तुतः अवकाशं तत्र नाम तत्र अवकाशम् एव स्वीकृत्य अवकाशं स्वीकृत्य गच्छन्ति यतो हि तत्र एकं दिनं द् दिनद्वयं वा पर्याप्तं न भवति तत्र वस्तुतः दर्शनीयं किम् इति केवलं समुद्रम् इति न तत्र समुद्रतटे सांस्कृतिककार्यक्रमः एव तत्र मुख्यं भवति तत्र सायङ्काले समिचीनाः कार्यक्रमाः तत्र भवन्ति नाम सांस्कृतिकम् इत्यपि वक्तुं न शक्यते परन्तु जनाः तत्र प्रभवन्ति गच्छन्ति तेषां मतिः तत्र भवन्ति अन्यदेकम् अस्ति सुन्दरवनम् इति भवन्तः जानन्ति तत्र सुन्दरवनम् इति यदस्ति तत्र मनुष्याः जनाः केवलं वङ्गीयः इति न तत्र भारतदेशात् सम्पूर्णभारतदेशात् एवञ्च भारतबहिस्थात् जनाः अपि आगच्छन्ति तत्र द्रष्टुं द्रष्टव्यं किमिति दर्शनीयं किमिति केवलम् अरण्यम् इति न तत्र पशवः अपि भवन्ति नाम सम्रक्षिताः पशवः अपि भवन्ति यथा मृगाः व्याघ्राः एवञ्च अन्ये अपि प्राणिनः हिम्स्रप्राणिनः भवन्ति तद् द्रष्टुं सर्वे जनाः गच्छन्ति एवञ्च सुन्दरवनम् इति जातम् एवम् दिघा एकम् इति ततः समुद्रस्य उपकुलं जातम् अन्यत् तु तत्र अस्माकं वङ्गप्रदेशे बेलुडु मठ् इति एकं स्थानमस्ति एवञ्च दक्षिणेश्वर् कालीमन्दिरम् इति एकमस्ति एवञ्च कालिघाट् इति एकं पवित्रं स्थानमस्ति तत्र तत्र जनाः गच्छन्ति तेषां मनस्कामनपूरणार्थं तत्र जनाः गच्छन्ति एवञ्च तत्र गत्वा ते पूजार्चनादिकं तत्र अर्पयन्ति तत्र स्वमनसि कामना अस्ति चेत् तेषां कामना तत्र मातुः कृते कालीमातुः कृते वदन्ति एवञ्च तत्र अन्यानि अपि पीठस्थानानि सन्ति एवञ्च अस्माकं सांस्कृतिकविषये पश्यामश्चेत् अथवा पर्यटनविषये पश्चामश्चेत् तत्र मुकुट्मनिपूर् एवञ्च अन्यदपि तत्र भिन्नं नाम तत्र हौडा ब्रिज् इत्यादिकम् इडन् गार्डन् इत्यादिकं तानि सर्वाणि सन्ति तत् समयं स्वीकृत्य जनाः तत्र गच्छन्ति तत्र स्व आनन्देन तत्र स्वयं नव यापनं करोति कुर्वन्ति वस्तुतः एतत् सर्वं विनोदनाय एव परन्तु मन्दिरादिषु जनाः गच्छन्ति तेषां स्वमनस्कामनां तत्र अभिवर्धयितुम् एवञ्च परिपालयितुं च तत्र फलमपि लब्धुं ते जनाः गच्छन्ति अतः तत्र पर्यटनकेन्द्रे किम् अपेक्ष्यते इति तत्र पर्यटनकेन्द्रे मनुष्यानां जनानां कृते तत्र किमिति तेषां कृते तत् सेफे़स्ट् भवति तत् नाम तेषां कृते व्यवस्था समीचीना भवेत् एवञ्च तेषां कृते क्षतिः न भवेत् तादृशं पिपक्ष अपि द्रष्टव्यम् अतः एतावदेव अहं वक्तुम् इच्छामि अन्यत् तु बहव बहवः स्ता बहूनि स्थानानि सन्ति तत्तु अधुना सर्वं वक्तुं न शक्यते अस्तु अलम्